आ हरिः ओम् वदन्तु आम् स् वदन्तु हा अस्मन्निकटे अ बहवः सन्ति भवद्भ्यः कीदृशं यानं अपेक्षितम् इति वदन्ति चेत् तादृशमेव अहं वदामि अस्ति वा नास्ति वा इति हो एवं भवन्तः तर्हि पत्तने एव अटितुम् एकं यानं पश्यन्तस्सन्ति वा हा तर्हि भवद्भ्यः इदं हा अस्ति न्यानो अस्माकं निकटे वर्तते तत्र भवद्भ्यः क् नूतनमपेक्षते वा उत किञ्चित् पुरातनं भवति चेदपि शक्यते वा उत्तमम् इति वा अस्तु तर्हि तत्र अस्माकं निकटे चतुर्दशाधिक द्विसहस्रतमवर्षस्यापि एकं यानं वर्तते एवमेव सप्तदशाधिकद्विसहस्रतमवर्षस्यापि एकं यानं वर्तते तत् द्वयमपि टाटा न्यानो एक्स् टि इति माडेल् वर्तते हा पुनः एकमस्माकं निकटे आटो गेर् अपि वर्तते न्यानो एव तत् बहु विरलं वर्तते तत् सर्वत्रापि न लभ्यते तादृशम् एकम् अस्ति पुनः द्वादशाधिक द्विसहस्रतमवर्षस्य एकं यानं वर्तते तत्तु लोयेण्ड् वर्तते एवम् अस्य जेन् एक्स्टीन् न्यानोस्य तस्य भवति द्विलक्षरूप्यकाणि भवन्ति एवं तच्च इदानीं सद्यः त्रिंशत्सहस्रं किलोमिटर् यावत् चलितमस्ति तत् तस्मिन् याने भवद्भ्यः आटो गेरपि लभ्यते पुनः पवर् स्टेरिङ्ग् लभ्यते एवं पवर् विण्डो अपि लभ्यते द्वितीयं यदुक्तं मया द्वादशाधिकम् द्विसहस्रतमवर्षस्य यानं वर्तते तत्र तादृशं किमपि फी़चर्स् इत्यादिकं नास्ति परन्तु तत् सम्यक् चलति इदानिमपि बहुसम्यक् वर्तते तत् तत्र तत्तु पञ्च पञ्चाशत् सहस्रं किलोमिटर् यावत् चालितमस्ति तद् भवद्भ्यः अहं किञ्चिन्न्यूनीकृत्य प्रायः सप्ततिसहस्रेभ्यः दातुं शक्नोमि हा पुनश्च अन्यत् टाटा न्यानो एक्स् टि एकं वर्तते तत्र वर्णद्वयं वर्तते भवद्भ्यः रक्तवर्णमपेक्षते चेत् तदपि लभ्यते पुनः श्वेतवर्णस्यापि एकं वर्तते भवद्भ्यः किम् अपेक्षितं वदन्ति चेत् तदेव व् पश्यामः अत्र कस्य वर्णस्य अ आटो गेर् वा एवं तस्याः भवद्भ्यः द्विलक्ष्यरूप्यकाणि भवन्ति तत्र अस्माकं निकटे हा तच्च रक्तवर्णे वर्तते

हा सत्यं तदपि रक्तवर्णे वर्तते भवद्भ्यः एवं तत्र प्रायः त्रिंशतिसहस्रं किञ्चित् चालितमस्ति तत् सर्वमपि नूतनमेव वर्तते तत् बहु न चालितं तैः तैः देशान्तरगमनमासीत् तस्मात् कारणात् तत् अस्मभ्यं दत्तवन्तः तेषामत्र आग एवमेव भवतीत्यतः एवम् अस्तु तर्हि भवन्तः यदा समयः लभ्यते तदा अस्माकं निकटे आगच्छतु वयं सर्वाण्यपि दर्शयामः भवद्भ्यः हा अस्तु महोदय अस्तु महोदय राम राम प्रणवहरीशडोङ्ग्रे ह अस्तु अस्तु महोदय आ